नमस्कारः अहं भवतः आपणात् एकम् आन्लैन् माध्यमेन एकं कङ्कणं क्रीतवान् आसम् तत्र यदा कङ्कणम् आगतं मम समीपे अहं पश्यामि यत् कङ्कणस्य उपरि नाम कङ्कणस्य उपरि यद् ढक्कनं वर्तते तद् ढक्कनस्य प् तद् ढक्कनं ढक्कनेपि छेदः वर्तते पुनः कङ्कणमपि भग्नं जातं तर्हि मम अनुभवः अतीव न्यूनः वर्तते म् अति न्यूनः वर्तते तस्मात् अहं भवतः आपणात् किमपि क्रेतुं पुनः क्रेतुं नैव शक्नोमि